मम गृहे पेरु कदली आम्र सपोट इत्यादि फलानां वृक्षाः सन्ति ऋत्वाधारित पादपानां कृते जलस्य आवश्यकता सावयवपांशु अपि द्रष्टव्यम् सूर्यस्य प्रकाशः अपि वृक्षस्य उपरि कथं भवति अधिकं वा न्यूनं वा इति चिन्तनीयं भवति कुसुमपादपानां कृते अधिकसूर्यस्य रश्मिः आवश्यकं भवति गोमूत्रेण अपि च निम्बकतैलेन पादपः सम्यक् वर्धते पुष्पैः पादपान् द्रष्टुमेव पुष्पैः भरितपादपान् द्रष्टुमेव आनन्दः जायते अतः तेषां पोषणं रक्षणं बहु आवश्यकम् शाकान् यदि वर्धयामः तदा रासायनिक औषधान् मा योजनीयम् तेन अस्माकम् अनारोग्यं जातुं शक्यते अतः सूर्यस्य आतपः जलस्य आवश्यकता पांशुं सर्वं विचारणीयम्